अस्माकं ग्रामे मार्गाः भागशः उत्तमाः सन्ति अहं प्रवासार्थं भिन्नभिन्नस्थलायां मम परिवारेण गतवती विजयपुरा हुब्बळ्ळि हम्पी सर्वं दृष्टवती गमनसमये मार्गमध्ये दुरवस्था बहु अस्ति बृष्टिः आगच्छति चेत् मार्गे एव जलं प्रवहति तदनन्तरं वाहनसञ्चारं जनसञ्चारं च कष्टम् अभवत् तस्मिन् समये वाहन अवगडा बहूनि सन्ति तस्मिन् समये वयं जागरूकतया सञ्चारं कुर्वन्ति सञ्चारसमये वयं सर्वे आरोग्यविषये गमनं कृत्वा आरोग्यसमस्या न अभवत् आरोग्यम् अति उत्तमम् अस्ति इति मम अभिप्रायः